साम्प्रदायिकतरणं नाम प्रकृतौ नदी भवति अथवा कदाचित् सरोवरः भवति अथवा ये भाग्यशीलाः भवन्ति तेषाङ्कृते समुद्राः भवन्ति समुद्रः भवति तत्र बहुशः अहं भावयामि समुद्रे ऐदम्प्राथम्येन तरणा तरणाभ्यासं कर्तुं न शक्यते एव यदि सरोवरे अथवा नद्यां तरणाभ्यासं कृतवान् भवति चेत् ततः समुद्रे तरणं कर्तुं प्रयत्नः कर्तुं शक्यते तरणाभ्यासः समुद्रे नैव शक्यते एव किन्तु साम्प्रदायिकरीत्या अस्माभिः कापि रक्षणव्यवस्था न भवति किन्तु अस्माभिः धैर्येण कथञ्चित् तरणाभ्यासः क्रियते स्म किन्तु इदानीं व्यावसायिकरूपेण तरणाभ्यासं तरणाभ्यासः क्रियते तदर्थं शुल्काः शुल्कान् स्वीकुर्वन्ति एवं तेषाङ्कृते कानिचन वस्तूनि उपकरणानि दीयन्ते अतः किञ्चित् अधिकतया तरणाभ्यासे सौलभ्यं भवति सुरक्षितञ्च भवति अतः अहं तु समुद्रे एकवारं तरणं कर्तुम् इच्छामि किन्तु भयं भयं वर्तते अतः तडागे वा नद्यां नद्यां वा तरणं सुकरं भवति सन्तोषदायकञ्च भवति इति भावयामि